मम परिवारे दीर्घकालात् आचार्यमानाः विशिष्टाः आचार्य आचाराः बहु वर्तन्ते यथा संवत्सरिके तु मम गृहे वस्तुतः श्रावणमासे शुक्रवासरे वरलक्ष्मीपूजा इति कश्चित् आचार्यते पुनः गण् गणेशचतुर्थी इति भाद्रपदमासे आश्वयुजे तु तिरुमालायां यद् ब्रह्मोत्सवाः चलन्ति तत्र तु वयं भवेमः एव पुनः कार्तीकमासे तु पुण्यतीर्थयात्रायां श्रीशैलं वा अरुणाचलं वा प्रतिवर्षं गच्छामः तथैव मार्गशीर्षे मासे कानीपाकम् इति पुण्यक्षेत्रं गच्छामः एव ते आचार्यमाणाः आचाराः वर्तन्ते मम गृहे